अहं भारतसर्वकारेण चालितम् केन्द्रीयविद्यालये शिक्षकः शिक्षकरूपेण कर्तव्यं निर्वहन्नस्मि तत्र अनेकवारम् शिक्षणस्य तत्र पाठनविषये बोधनविषये नूतन आविष्काराः विद्यन्ते तत् शिक्षकेभ्यः सूचयितुं वारं वारम् अधिकारिभिः प्रशिक्षणवर्गैः वीडियो कान्फ़रेन्सिङ्ग् क्रियते वीडियो कान्फ़रेन्स् यद्वर्तते तत् दूरस्थेन ये संस्थाः भवन्ति केन्द्रीयविद्यालयाः भवन्ति तत्तस्त शिक्षकेभ्यः तत्रैव स्थित्वा तस्य शंशोधनस्य नूतन आविष्काराणां च यद्रूपं वर्तते तत् ज्ञातुं सुकरं भवति अस्मिन् दिने साक्षात् देह्लीनगरं गत्वा गत्वा वा अथवा अन्येभ्यः स्थरेभ्यः गत्वा वा समयं यापयितुं वयं न शक्षमाः भवामः अनेन अधिकः व्ययः अपि भवति एतदर्थं एषः विडियो कान्फ़रेन्सिङ्ग् यद्वर्तते तत् कर्मचारिभ्यः एकं वरम् अभवत् यदा एतादृशः वीडियो कान्फ़रेन्सिङ्ग् प्रारब्धम् तदा प्रथमतः अस्माभिः विशेषतः मया कष्टम् अनुभूतम् यतः अहं तत्र यत् टेक्नालजि वर्तते तस्मिन् विषये निपुणः नासम् अतः कथं प्रारम्भः प्रारम्भः करणीयः कथं तस्य समापनं कर्तव्यम् कुत्र मोबैल् मध्ये वा अथवा सङ्गणकमध्ये वा तत्र मौस् इत्यादिकं करणीयम् इति तुमुलः द्वन्द्वः भवति स्म मम पुत्रस्तु अभियन्ता वर्तते तस्य पार्श्वे अहं कानिचन यत् टेक्निक् वर्तते तत् अभ्यस्थं सः यदा सूचितवान् तत् क्रमं वारं वारम् अभ्यासंं कृत्वा तस्य विषये किञ्चित् निपुणः अभवम् इदानीं तु तस्य विषये कोपि शङ्खा नास्ति सुकरेण तस्य वीडियो कान्फ़रेन्सिङ्ग् द्वारा अस्माकं विचारविनिमय यद्वर्तते तत् स्थापयितुम् अहं शक्नोमि अनेन अस्माकं ज्ञान वर्धनमपि भवति अस्माकं सकाशे ज्ञानं वर्तते तत् अन्येभ्यः प्रदातुमपि वर्तते एतदनन्तरम् अहम् एतत् वीडियो कान्फ़रेन्सिङ्ग् द्वारा अथवा तत्र अन्यान्य एप् द्वारा दूरस्थितेन स्थितेभ्यः छात्रेभ्यः अपि संस्कृतपाठं कर्तुं शक्नोमि मम ज्ञानस्तु ज्ञानस्य वितरणं तु अधिकं अभवत् अधिकेभ्यः जनेभ्यः प्राप्तं वर्तते इति प्रमोदावह वहूयं विषयः धन्यवादः